भारते केचन लोकप्रियाः योगगुरवः सन्ति ते तु अस्मान् प्रेरयन्ति उदाहरणार्थं बाबा रामदेवः रविशङ्कर् गुरुजी ते सर्वेपि लोकप्रिययोगगुरवः ते तेषां संस्था मुखान्तरे मुखान्तरेण अस्मान् अपि प्रेरयन्ति इदानीं बाबा रामदेवः इति स्वीकुर्मः चेत् ते तत्र पतञ्चलि इति संस्थाप्य संस्थां संस्थाप्य कार्यं कुर्वन्तः सन्ति तत्र ते तु भारतीय यद्यद् वस्तूनि सन्ति तत् वस्तुं स्वीकृत्य एव इदानीं फेनकं वा अथवा दन्तमार्जनं वा कुर्वन्ति तत्र विदेशीय किं वस्तूनि भवन्ति इदानीं विदेशीय वस्तूनि फेनकम् इत्यादिकं किं भवति तद्विदेशीय वस्तून् विरोद्ध्या स्वदेशीय वस्तून् स्वीकृत्य एव ते कुर्वन्तः सन्ति तदा अस्माकं कृतेपि प्रेरणा भवति ओ एवं करणीयं स्वदेशीय वस्तु एव स्वीकरणी स्वीकरणीयम् विदेशीय वस्तु मास्तु एवं स्वदेशीय वस्तु स्वीकरोमि चेत् तदा आरोग्यम् अपि वर्धनं भवति इति एवम् अस्मान् प्रेरयन्ति इदानीम् उदाहरणार्थं तत्र मुखमार्जनम् इति वयं पश्यामः चेत् फेस् वाष् इति तत्र सस्यानि यद् यानि भवन्ति तान् सस्यान् स्वीकृत्य एव तद् मुखमार्जनं कृतवन्तः नीम् इति तत् स्वीकुर्मः चेत् तद् किमपि न भवति तद् पतञ्चलि एव कृतवन्तः परन्तु अन्य किमपि भवति तत् कैमिकेल्स् ब्याक्टेरिया इत्यादिकं भवति तत्तु अस्माकं कस्यापि सैडेफेक्ट्स् इति किमपि भवति तदर्थं एवं ते प्रेरयन् प्रेरयन्ति अनन्तरं योगाभ्यासेन अपि प्रेरयन्ति योगकक्षाः कुर्वन्ति तत्र तत्र नगरे योगकक्षाः अपि चालयन्ति तेषां किं पदाधिकारिणः कार्यकर्तारः भवन्ति किल ते चालयन्ति तथा प्रेरयन्ति अनन्तरं तेषां देह य यथा भवन्ति तथैव अस्माकं शा शरीरमपि भवितव्यम् इति प्रेरयन्ति ते तु यथा सम्यक् योगासनं कृत्वा यथा देहः तथा च मनः अपि सम्यक् स्थिरः अस्ति तथा अस्माकं देहः मनः अपि स्थिर भवितव्यम् एवम् इति प्रे प्रेरणां स्वीकृत्या वयं गृहे एव योगाभ्यासं कुर्मः केचन दिवसाः वयं योगासनार्थं गच्छामः चेत् अपि किञ्चित् ज्ञानं प्राप्य तत् गृहे अभ्यास् अभ्यासं कुर्मः चेत् तदा शरीरं तथा च मनः तथा च बुद्धेः अपि स्थिरत्वं वर्धते तदर्थमेव प्रेरणा भवति अनन्तरम् अहम् एकाश्रमे निवसामि तत्रापि अस्माकं गुरवः शङ्करनारायण जी महोदयः इति सन्ति तत्र ते अपि योग योगाभ्यासेन अस्मान् प्रेरयन्ति केवलं यत् तत्र इत्युक्ते केवलं योगाभ्यासेन न केवलं आसनेन न योगस्य विषये योगभाष्यम् इति पतञ्जलिः रचितवान् किल तद्विषये ते सम्भाष्य तद्विषये प्रवचनं कृत्वा तद्विषये ज्ञानं संगृह्य वदन्ति तद्विषयेपि वयं पालनं कुर्मः चेत् इदानीं योगश्चित्तवृत्तिनिरोधः इति अस्ति योगः चित्तवृत्तिनिरोधाय भवति तदर्थम् अस्माकं बुद्धिः तथा च इन्द्रियाणि संयमं कर्तव्यम् इन्द्रियान् सं संयमं कर्तव्यम् तथा बुद्धिः स्थिरं भवति तदर्थं योगः भवति केवलम् आसनार्थं योगः न भवति तदर्थं अष्टाङ्गयोगात्मकं योगः भवति एवं वयं कुर्मः चेत् तथा समाधिस्थितौ वयं गन्तुं शक्यते तत् तु एवं प्रेरेपयन्ति अस्मान् योगगुरुवः